अहं तु कागदे लिखितुं बहु इच्छामि मम रुचिः अपि तत्रैव वर्तते किन्तु इदानीं तु आधुनिकयुगमस्ति अस्मिन् आधुनिकयुगे सर्वे जनाः टैपिङ्ग् माध्यमेन एव लिखन्ति तस्मात् आधुनिकयुगानुगामि भवितव्यम् इति चिन्तयित्वा अहमपि इदानीं टैपिङ्ग् माध्यमेन एव लिखामि पूर्वस्मिन् समये अहं कागदे एव लिखामि स्म तस्मिन् समये मम अक्षरं कागदे अत्यन्तं सम्यक् एवं सुन्दरं दृश्यते स्म यदा अहं लिखामि तत् द्रष्टुं मम गृहीयाः अत्यन्तम् आनन्दम् अनुभवति स्म इदानीं तु टैपिङ्ग् माध्यमेन लेखने तु सौकर्यं दृश्यते किन्तु एतेन मम अक्षरम् अत्यन्तम् असमीचीनं कृतम्